भारतस्य आरोग्यव्यवस्था सम्यगस्ति बहवः जनाः विदेशादपि भारते आगच्छन्ति रोगस्य चिकित्सा करणीयम् इति उद्देश्य भारते बहवः जनाः विदेशात् आगच्छन्ति मम यत् तस्याः मुख्याः समस्याः काः इति चेत् मुख्याः समस्याः भारतस्य आरोग्यव्यवस्थायाः एव न किन्तु किन्तु सर्व विश्वे विश्वे सर्व स सर्वदा स सर्वथा सर्वत्र तत् भवति तत् समस्याः अतः तत् समस्या भवति अलोपति विषयेव तत् समस्या सर्वे अलोपति ट्रीट्मेण्टेव कुर्वन्ति इदानीम् आयुर्वेदं प्रति बहवः जनाः न गच्छन्ति तदेव मुख्याः समस्याः इति अहं चिन्तयामि आयुर्वेदे तु बहु सूक्ष्मं ज्ञानम् अस्ति रोगविषये किन्तु सर्वे जनाः अलोपति एव अलोपतिप्रत्येव प्रति एव सर्वे जनाः गच्छन्ति तत्र परिवर्तनम् अपेक्षितम् इति अहं चिन्तयामि आयुर्वेदस्य महत्वम् आयुर्वेदस्य ज्ञानम् तस्य वर्धनम् आवश्यकम् इति अहं चिन्तयामि तर्हि जनाः आयुर्वेद आयुर्वेदस्य ज्ञानस्य प्रयोजनमपि अनुभवन्ति धन्यवादाः